आमाम् अहमेव अहमेव न न तिरुपति गच्छति

न न मन्त्रालयगमनार्थं यु्ष्माभिः भवन्तः कुत्र सन्ति इदानीं हा मङ्गलूरुतः बस् वर्तते तत्र मङ्गलूरुतः साक्षात् बस् वर्तते नाम मन्त्रालयार्थं तत्र मध्ये होस्पेटे मध्ये वा हुब्बल्ळि मध्ये वा तत्र मार्गद्वयं वर्तते तेनापि गन्तुं शक्यते भवन्तः आन्लैन् मध्ये अन्तर्जालपुटे तत्र अक्ष्मदङ्कनं कृत्वा गन्तुम् अर्हन्ति तत्र चतुर्दशघण्टात्कः कालः अपेक्षितः भवति सायाह्ने यदि भवन्तः अत्रतः निर्गच्छति चेत् प्रातःकाले तत्र भवन्ति सप्तवादने वा अष्टवादने हा मङ्गलूरुमन्त्रालय इत्येव वर्तते हा गणैश् ट्रावेल्स्प तत्र संस्था गणैश् ट्रावेल्स्प व्यव व्ययस्तावत् सहस्ररूप्यकाणि भवन्त्येव सहस्ररूप्यकं डिस्कौण्ट् किमपि अद्य नोपलभ्यते नाम इदानीं बहवः आगच्छन्ति किल तत्र न्यूनीकर्तुं न शक्यते हा भोजनं भो भोजनार्थं नाम होसपेटे नगते तत्र युष्माकं भोजनव्यवस्था कर्तुं शक्यते हा मङ्गलूरुतः गच्छन्ति चेत् तत्र शिवमोग्गनगरे प्रायेण तत्र विरामः दीयते भोजनार्थम् अर्धघण्टात्मकः कालः रात्रौ एवं वा तत्र तत्र व्यवस्था कर्तुं न शक्यते तत्र नाम देवालयस्य समीपे इत्यादिकं न भवति तत्र होटेल् मध्ये एव अस्माभिः सापि बहवः प्रयाणिकाः आगच्छन्ति किल तदर्थं तत्र भवद्भिः यत्रकुत्रापि गत्वा फलानि खादित्वा गन्तुमर्हन्ति हा चतुर् चतुर्दशघण्टात्मकः कालः हा हा मार्गं सम्यगस्ति न क्लेशाय भवति नाम रात्रौ किल वेगेनापि गन्तुं शक्यते हा तत् तत् तदपि उपलभ्यते तदपि अपेक्षते नाम पञ्चाशत् अधिकं भवति इतोऽपि नाम पञ्चाशदधिक सहस्ररूप्यकाणि आम् अस्माकमेव संस्था सा यदि अपेक्षते चेत् अहं सूचयामि तेषां परिचयसङ्ख्या इत्यादिकं अस्तु अस्तु